मम परिचिता एका भगिनी पाञ्चालिकानां विक्रयणं करोति सा गृहतः एव कार्यं करोति स्वयं पाञ्चालिकानां निर्माणं करोति बहुविधपाञ्चालिकानां निर्माणं सा करोति उदाहरणार्थं कृष्णस्य बाललीलाधारितपाञ्चालिकाः रामायणस्य कथायाः आधार आधारिता आधारिता निर्मिता पाञ्चालिकाः इत्यादयः जनाः कृष्णसम्बद्धीपाञ्चालिकां बहु इच्छन्ति अतः क्रीणन्ति इति सा सर्वदा वदति तथा विवाहसंस्कारस्य आधारिता आधारतः निर्मिता पाञ्चालिकानां बहवः विवाहकाले क्रीणन्ति विवाहसमये प्रदर्शयन्ति च तथा नवरात्रिपर्वणः निमित्तं निर्मिता दुर्गायाः पाञ्चालिकानां तु जनाः प्रीत्या इष्ट्वा क्रीणन्ति इति सा वदति येवं गृहतः एव लघुव्यापारं कृत्वा सा आर्थिकरीत्या सबला अस्ति तथा तस्याः विशिष्टतायाः परिचयमपि सर्वे जानन्ति इदानीम्